मया अन्यत्र गन्तुं यानं चतुश्चक्रिकायानं बुक् कृतम् आसीत् अत्र भवतां चालकः भवतां मूल्यात् अधिकमेव मूल्यं पृच्छन्नस्ति तत्र का व्यवस्था वर्तते किमर्थम् एवं सः अधिकङ्करोति भवन्तः किञ्चित् तेभ्यः सूचयन्तु